हरिः ओम् नमस्ते

अवश्यं महोदय वयं वि ऐ टि टेक्नोलजिस् इति नाम्ना नामिका संस्था अस्मदीया प्रायः दशवर्षेभ्यः वयं अस्मिन् क्षेत्रे स्मः इदानीं भवान् प्रकाशनविभागस्य कृते एकं वेब्सैट् अवश्यकम् इति उक्तवान् खलु

अवश्यं महोदय अवश्यं शक्यते तर्हि भवता अहं यदवगतवती तद् पश्य श्रावयामि तर्हि भवते फ़ुल् फ़्लेड्ज्ड् सेल्लर् बयर् प्ला प्लाट्फ़ार्म् आवश्यकं खलु इदानीम् अमेज़ान् अमेज़ान् फ़्लिप्कार्ट् सर्वं यथा भवति तावद्बृहत् प्रमाणकं नेच न चेदपि यथा पुस्तकानाम् आवलिं दृष्ट्वा क्रेतुं शक्नुयुः ग्राहकाः तादृशं किञ्चिद् आवश्यकं

अवश्यं

अवश्यं महोदय अवश्यं महोदय अहं विवृणोमि यद् धनं भवति बजेट् तद् भवताम् आवश्यकानां तायाः नाम् अनुगुणमेव भवति भवन्तः एकं रिक्वैर्मेण्ट् लिस्ट् एतद् वेब्सैट् डिसैन् कृते प्रेषयन्ति चेत् तदनुगुणमेव वयं सज्जीकुर्मः तद् तदनुगुणं च धनं भवति धनस्य एतद्भवति

अस्तु अहम् एकम् ऐडिया वदामि इदानीं भवान् किं किं मिनिमम् बेसिक् आवश्यकताः काः काः इति उक्तवान् ये ग्राहकाः स्वीकर्तुं शक्नुयुः भवतां केन्द्रतः अनन्तरं रिवीव्स् लेखितुं शक्नुयुः तद् अड्रेस् कृते तद् प्राप्तं भवेत् खलु

अनन्तरं डेटा सर्वं भवतां हस्ते सिद्धमस्ति

अपि च एतद् प्रायः ग्राहकाः इदानीं कियन्तः भवितुमर्हन्ति इति तद् नाम एतद् ट्राफ़िक् भवति खलु

एकसहस्रं पर् मन्त् वा पर् पर् वीक् वा किं कथं भवान् एस्टिमेट् करोति एकवर्षम् एवं वा तर्हि भवत्

अस्तु भवतः आवश्यकतां श्रुणमः चेद् अहमेकम् एस्टिमेट् इदानीम् अनुक्षणं वक्तव्यं चेत् प्रायः स समयः षाण्मासिकः समयः आवश्यकः भवति एतस्य कृते त तस्य बजेट् च अष्टलक्षं भवति

एतद् बेसिक् बजेट् भवतां चलति चेत् कृपया प्रेषयन्तु अग्रे वयं तद् अनुवर्तयामः धन्यवादः धन्यवादाः